वेदाङ्गाः षट्संख्यकाः सन्ति यथा वा शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषां तथा कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः इति अस्ति शिक्षा ध्वनिशास्त्रं कथमुच्चारणं करणीयं पदानां वाक्यानां व्याकरणं शुद्धता छन्दः ऋग्वेदे विशिष्यछन्दोबद्धाः मन्त्राः भवन्ति तेषां विषये शिक्षा व्याकरणं छन्दः निरुक्तं तत् पदशास्त्रं भवति पदानां निष्पत्तिः पदानां संग्रहः पदकोषः इत्यादि निरुक्तः इति भवति अनन्तरं भवति ज्योतिषम् इति ज्योतिः नाम दीपः इत्यर्थः आकाशे विद्यमानौ द्वौ दीपौ सूर्यचन्द्रमसौ इति उच्यते अतः तयोः विषये अन्यनक्षत्राणा विषये तथा च कल्पः इति कल्पः इत्युक्ते श्रौतसूत्राणि तथा च गृह्यसूत्राणि एवञ्च धर्मसूत्राणि इति श्रौतसूत्रेषु श्रौतयागाः कथम् अनुष्ठेयाः इति तत्र निर्देशनं भवति गृह्यसूत्रेषु गृहे किं किं कर्म आचरणीयं कथं तानि कर्माणि स्मार्तकर्माणि आचरियानि इति भवन्ति अन्ते धर्मसूत्राणि प्रत्येकेन मानवेन कथं व्यवहर्तव्यं अहमस्मि पिता अहम् अस्मि पुत्रः नगरे अहं भवामि नागरिकः विद्यालये अहमस्मि प्राचार्यः तर्हि कस्य कस्य कथं दायित्वं कथं तस्य जीवनचर्या भवेद् इति तत्र बहुधा विवरणं भवति एवं षडङ्गाः वेदेभ्यः भिन्नाः परन्तु वेदानां परिज्ञानार्थम् एते अपेक्षिताः